हरि ओं मम बान्धवाः आगताः अहं प्रतिदिनं भवा भवतां कम्पनि केब् मद्येव अहं अटामि किन्तु अद् अद्य मम बान्धवाः आगताः तदर्थं ते मम स्थलं द्रष्टुम् इच्छन्ति भवन्तः यदि अहं तु प्रतिदिनं भवतां यानं स्वीकृत्य भवतां कम्पनी यानमेव स्वीकृत्य अहं चलामि भवतामेव अहं बुक् करोमि तदर्थं भवन्तः किञ्चित् अद्य किमपि डिस्कौण्ट् रूपेण वा भवतु अथवा किमपि प्रोमो कोड् दत्वा वा भवतु किमपि कुर्वन्ति चेत् अस्माकं कृते अपि उत्तमं भवति पुनः मम बान्धवा अपि सन्तुष्टाः भवन्ति तेषां प्रदेशो प्रदेशेष्वपि भवतां कम्पेनी ट्रान्स्पोर्ट् कम्पेनी भवति चेत् तेऽपि तत्र अटन्ति तर्हि कृपया एतस्मिन् विषये चिन्तयन्तु